ये दिनद्वयात् पूर्वम् अहं शतरूप्यकाणि भवन्तं प्रेषितवती मम गमनं भवतः यानम् द्वारा मैसुरुनगरं प्रति भवतु इति किन्तु अद्य अहम् अस्वस्था अस्मि इति कारणेन अहं गन्तुं न शक्नोमि अतः ततः किञ्चित् वा मां प्रति अर्पयतु जीपेद्वारा इति मम प्रार्थना वर्तते धन्यवादः